अहम् एकं केटल् स्वीकृतवान् तत् एकं लीटर् इदानीं चिन्तयन् अस्ति किमर्थ्ं वा एतत् स्वीकृतवान् इति तत् प्रथमं तु तस्य बहिः तत् लोहः एव सम्यक् नास्ति बहु थिन् अस्ति अतः प्रायः तत्तु बहुकालं ना आगच्छति पुनश्च दशनिमेशात् अपि अधिकम् समयं स्विकर्तु स्विकरोति उष्णं कर्तुं तत् स्विकृतं कारणमेव शीघ्रं उष्णं कर्तुं तदेव न भवति तत् चेत् त तस्य प्रयोजनं वा किं अहं गेस् मध्ये एव उष्णं कर्तुं शक्नोमि अतः एतद् प्रोडक्ट् सम्यक् तत्र तस्य प्रोडक्ट् अपि सम्यक् नास्ति तस्य उपयोगः अपि सम्यक् न भवति बहुकालं स्वीकरोति अतः एतद् प्रोडक्ट् सम्यक् नास्ति